हरि ओम् एकां सूचनाम् अहं दातुम् इच्छामि तत्र ममता फेंसी स्टोर् इति राजराजेश्वरीनगरे एकः आपणः अस्ति मुख्यमार्गे एव अस्ति अहं तु तत्र कङ्कतानि क्रेतुं गतवती वस्तुतः यत् किमपि दर्शितवती तत् तानि कङ्कणानि सम्यक् एव न आसन् भग्नानि अपि जातानि यद्यपि अहं बहु अधिकं धनं दत्वा तत्र क्रीतवति अनन्तरं यदि अहं यदा अहं सूचितवती तद् एवम् अभवत् इति सा तस्य विषये अवधानम् अपि न दत्तवती अनन्तरम् उक्तवती यद् अहम् अनन्तरं प्रेषयिष्यामि उत्तमानि कङ्कणानि इति परन्तु तदपि न अभवत् अतः एवं ये विक्रयणं कुर्वन्ति तेषां विषये अस्माकं विश्वासः मा भवतु अतः ये उत्तमरीत्या विक्रयणं कुर्वन्ति उत्तम आपणे यत्र वस्तु सम्यक् भवति तत्रैव वयं सर्वं क्रीणीमः इति मम अभिप्रायः अतः निश्चयेन कङ्कणस्य मम अनुभवः अत्र खेदजनकः एव आसीत् अतः ममता फेंसी स्टोर् मध्ये इतः परम् अहं कदापि कङ्कणानि न क्रेष्यामि